संस्कृतभाषाहं गृहे एव पठितं प्रथमं तु बाल्यकाले एव मम पिता अनन्तरं मम प्रपिता च माम् अधीतवान् प्रपितातः अहम् अधीतवान् अनन्तरं मम संस्कृतपठनं गुरोः सकाशे पञ्चवर्षपर्यन्तम् अष्टाध्यायीमाध्यमेन अष्टाध्यायीपुस्तकं सर्वं पुस्तकानि सर्वं पठितं मया तद् काशिकावृत्तिसहितम् अष्टाध्यायी मया पठितम् मम प्रपिता तु महाभाष्यं पठितवान् ते सर्वे अपि पण्डिताः एव तेलुगु संस्कृतमध्ये पण्डिताः एव संस्कृते अहम् अनेकानि काव्यानि मया अनेकानि काव्यानि पठितानि हितोपदेशं तु मम रोचकः ग्रन्थः एवमेव इदानीमपि अहं संस्कृतम् अध्यापिकारूपेण वर्तयामि तत्र मम पाठशालायामपि भगवद्गीताश्लोकानि एवं विष्णुसहस्रनामं सर्वमपि अहं वद् पा बालकानां कृते पाठयामि भगवद्गीताश्लोकानाम् अर्थसहितं बालकानां कृते स्पर्धा अपि अस्माकं पाठशालायां भवति संस्कृतं विना संस्कृतम् अस्माकम् अमूल्यग्रन्थाः विना संस्कृतज्ञानम् अस्माकम् अमूल्यम् अस्माकम् अमूल्यग्रन्थाः उपनिषत्सु सर्वे अपि अवगन्तुं न शक्नुमः अतः सर्वे अपि संस्कृतं पठनीयं कनीसज्ञानं किञ्चित् अवगन्तुं ज्ञानमपि लब्ध्वा सर्वे अपि अस्माकम् अमूल्यग्रन्थाः पठनीयाः पठनीयमिति मम सूचना